वयं यदा आडियो आडियो ब्रुक् बुक्श् शृणुमः तदा अस्माकं समयरक्षणं यथा भवति वयं कुत्रापि गच्छति गच्छावः चेत् गच्छामः चेत् कर्णे हेड् फ़ोन्स् संस्ता संस्थाप्य वयम् आडियो बुक् श्रोतुं शक्नुवः तेन अस्माकं समयरक्षणमेव भवति वयं कुत्रापि गच्छति किमपि कार्यं कुर्मः चेदपि तत् आडियो बुक् श्रोतुं शक्नुमः परन्तु फ़िजिकल् बुक् तथा कर्तुं न शक्नुमः तत्कारणात् आडियो बुक् अस् अस्मान् कृते अस्माकं कृते बहु सुलभं लाभदायकं च वर्तते